चित्रणं तु मम अवसरविनोदनं वर्तते अतः एव किं चित्रयेत् इति निश्चयेत् निश्चेतुम् अहं मम मनसि यदा आयाति तत् यद् यथा मम अनुभवः अस्ति तदेव कथयामि किं चित्रयेत् इत्युक्ते यतो हि अवसरस्य विनोदनः अतः एव यस्य चित्रणेन मम मनसि सुखमायाति तस्यैव चित्रणं कर्तुम् इच्छामि प्रायः अतः एव सामान्यतः यदा उत्कलप्रदेशे एका चित्रकला वर्तते पट्टचित्रम् इति तेषु तु जगन्नाथस्य एवं च उत्कलसंस्कृतेः चित्रणं सम्यक्तया भवति तस्यैव चित्रणेन मोदः अनुभूयते यतो हि तत्र चित्रणकाले तु येषां चित्रणं भवति तेस् ते तेषां विषये एव चिन्तनम् अपि भवति यथा उदाहरणरूपेण यथा भगवतः चित्रं करोमि तदा भगवतः भगवतः विषये एव चिन्तनं भविष्यति अतः एव तत्र तेषाम् आकृतिं तेषां स्वरूपम् एवं च तेषां सम्पूर्णरूपविषये चिन्तयित्वा बहु मु मोदः अनुभूयते अतः एव प्रायः तेषामेव चित्रं करोमि अन्यत् यदा किमपि नूतन आर्ट् माध्यमं यदि चित्रितुम् इच्छामि तदा नूतनभिन्नभिन्नप्रकारचित्रणं करोमि